क्रीडाः शारीरिक मानसिक स्वास्थ्य विषये बहु लाभः भवति वयं यदि इच्चुकां क्रीडां क्रीडामः तदा अस्माकं मनः सन्तुष्टः भवति तावत् पूर्वं यां समस्याम् अनुभूतवन्तः सा समस्या दूरं गच्छति एवं यदि प्रतिदिनं प्रातः अथवा सायङ्काले क्रीडामः स्वास्त्यलाभः अपि भवति अस्माकं मानसिकं दृढत्वम् अपि भवति क्रीडायाः कारणात् अतः अस्माकं प्रदेशे क्रीडा निमित्तमपि बहु समयं यच्छन्ति वयं तु प्रतिदिनं क्रीडन्तः स्मः